अधुनातनकाले भारतीयकलाः शिक्षितुं युवजनेषु उत्साहः अस्ति इत्येव अहं मन्ये यतोहि अहं नूतनान् छात्रान् अस्माकं विद्यापीठे पश्यामि ये तावत्तत्र सितार्वादयितुम् इच्छन्ति शास्त्रीयसङ्गीतं शिक्षितुम् इच्छन्ति शास्त्रीयनृत्यं शिक्षितुम् इच्छन्ति तादृशाः छात्राः बहवः अत्र सन्ति इति अहं पश्यामि किन्तु एतदतिरिच्य बहवः एतादृशाः अपि सन्ति ये भारतीयकाल कलाः दूषन्ते तेषु अस्माभिः नाम एवं रीत्या उद्बोधनादिकं कर्तुं यत् तेन तेषां ज्ञानं जायते अत्र भारतीयकलासु यत् निगूढं यः निगूढः अर्थः निगूढं सर्वं वर्तते तदपि ते अवगच्छेयुः अतः तेषां उत्साहकल्पनाय सर्वकारेण बह बहुविधयोजनाः कल्पनीयाः भवन्ति अतः भारतीयकलानां परिरक्षणं सर्वकारस्य उपरि एव अस्ति इति मम मतिः